विद्यलये ग्रन्थालयः अस्ति ग्रन्थालये बहवः पुस्तकानि सन्ति तेषां मध्ये भि किञ्चित् भिन्नभिन्नपुस्तकानि सन्ति वयं वक्तुं शक्नुमः किं विज्ञानविषये गणितविषये सामाजिकरुढिपरम्पराविषयकं इतिहासविषयकम् एते सर्वं भिन्नभिन्नपुस्तकानि सन्ति पुस्तकानि मध्ये अहं सामाजिकं ये कार्यं कृतवन्तः तेषाम् अधिकं वाचनम् अभवत् अत्र कन्याकुमारी मध्ये या शिला स्वामिशीलास्मारकम् अस्ति तत्र योजनां कथं किं किं कृतं तस्मिन् समये किं किं प्रश्नः उद्भवः आगतवान् तस्य निवारणं कथं कृतवान् रानडे महोदयः एकनाजि रानडे इति तस्य शिल्पकारः इति वदन्ति ते कथं कृतवान् अनन्तरं तस्य एकं भिन्नम् अनन्तरं शिवाजिमहाराजस्य अत्र महाराष्ट्रे छत्रपतिशिवाजिमहाराजस्य बहवः पुस्तकाः सन्ति तेषां छत्रपतिशिवाजिमहाराजः कथं तोरणागड् शिवनेरिगड् अन्यान्यद् इत्युक्ते मराठिमध्ये एकं वाक्यमस्ति गडालापण् सिह्ला गिलाय् इत्युक्ते तनाजिमालुसरे अन्यत् एषाम् एषजि कङ्ग् तेषां कथं कार्यं कृतवान् एतस्य उपरि एकं पुस्तकमस्ति एतेषां भिन्नभिन्नं पुस्तकानि सन्ति तेषां माध्यमेन समाजे समाजकार्यार्थं कथं कार्यं कृतवान् ये जनाः तेषाम् अधिकं शा ज्ञातुं शक्नुमः